हरिः ओं महोदय हा हा आवां मिलित्वा तत्र कोलकतानगरं गच्छामः कदा कदा गच्छावः पञ्चमे दिनाङ्के एव निश्चयेन निश्चयेन निश्चयेन निश्चयेन अस्तु तर्हि सिद्धता अभवत् वा कदा करिष्यति अद्य वा श्वः अद्य वा श्वः समीचीनं समीचीनं चिन्ता नास्ति अनन्तरं वस्त्रं सम्यक् तत्र पूरयतु अनन्तरं जलकूपी आवश्यकी पाथेयम् आवश्यकं वस्त्रस्य किं चयनं जातं वा वस्त्रस्य चयनं चयनं जातं वा इदानीमेव करोतु श्वेतवस्त्रमावश्यकं अनन्तरं यत्र मन्दिरं भवति खलु अनन्तरं सम्यक् वस्त्रं तत्र धरामि सम्यक् वस्त्रं तत्र पूरयतु अस्तु सम्यक् करोति चिन्ता नास्ति अनन्तरं तत्र धनस्य आवश्यकता भवति धनं धनं हा भवति हा आनयति वा धनं हा तर्हि तत्र ए टि यंमध्ये गच्छति कदा गच्छति परश्वः गच्छति वा परश्वः गच्छति चेत् सम्यक् भवति परश्वः गच्छति चेत् हा सम्यक् भवति इदं ए टि एं तः धनम् आनयतु अनन्तरं स्थापयतु चिन्ता नास्ति अस्तु तर्हि धनस्य धनव्यवस्था अभवत् वस्त्रव्यवस्था यानपेटिका यानपेटिका कुत्र अस्ति यानपेटिका उपरि अस्ति वा इदानीमेव तत्र अधः आनयतु उपरि अस्ति चेत् अधः आनयतु अनन्तरं सर्वं वस्त्रं तत्र स्थापयतु हा अद्य एव अद्य एव स्थापयति वा अद्य एव स्थापयति वा अद्येव अस्तु चिन्ता नास्ति स्थापयतु आवां पञ्चमे दिनाङ्के तत्र पृच्छावः प्रविष्यावः चिन्ता नास्ति इदानीम् इदानीं तत्र के कानि कानि आवश्यकानि एकवारम् आवलिं कुर्मः मिलित्वा एव हा यदा पश्यन्तु समीकरवस्त्रं समीकरं वस्त्रं वस्त्रा यदा पेस् इति वदामः प्रेस् अभवत् वा एकवारं पश्यामः अनन्तरं किमपि भिन्न भिन्न आपणतः किमपि नूतनवस्त्राणि सन्ति चेत् आनयामः अनन्तरं तत्र गच्छामि मन्दिरं भवति खलु तत्र मन्दिरे अपि वस्तूनि बहूभिः वस्तूनि आवश्यकानि तर्हि तत्र वस्तूनि स्थापितानि इदानीम् अनन्तरं याने यानचीटिका आवश्यकी आरक्षणं जातं वा आरक्षणं जातं वा हा पञ्चमे दिनाङ्के निर्गच्छावः हा चीटिका आवश्यकी सम्यक् स्थापयतु चीटिकाम्